नमस्ते एवम् वदन्तु भगिनी मिष्ठान्नं वर्तते एवं कदा प्रेषितवती एवं वा एकव् एकवारं पश्यामि तिष्ठन्तु आं पद्मा वा भवत्याः नाम आम् अस्ति आम् आम् आगतम् आगतं गतवासरे आगतं वदन्तु भगिनी

एवं वा समि बहुसमीचीनं वर्तते भवती कुत्र वसति अस्माकं विद्यालयः तु महास्वामिविद्यालयः इति नाम

आम् आम् एवं वा तर्हि भवतु अस्माकं स्थानन्तु टी नगर् इति अस्ति खलु तत्रेव महास्वामिविद्यालयः वर्तते अत्र तु प्रायः विंशतिजनाः किं किं पृच्छन्ति

इत्येवम् अस्माकं अस्ति रुल्स् अस्ति अस्माकम् अत्र प्रथमं सप्तवादनादारभ्य छात्राः ए एक घण्टायावत् प्रार्थनां कुर्वन्ति अत्र प्रारम्भिकरीस्य प्रारम्भिकतया अत्र प्रचलति पाठः भवती तु सम्यक् अधीतवती इति दृश्यते भवत्याः अत्र स्वा दर्शनेन भवति अत्र किं पाठयितुं शक्नोति एवम् एवम् अत्र हि भवति मैलापूर्तः टी नगर्पर्यन्तम् आगन्तव्यं वयं यानं न प्रेषयामः अस्माकं तु छात्रेभ्यः एव यानम् यतोहि अध्यापकानां प्रति यानं न न प्रेष्यते तस्मात् स्वयम् आगन्तव्यं स्वयम् आगत्य पाठयित्वा प्रपाठ्य पुनः ततः निर्गन्तव्यम् इत्येवम् अस्ति किं अभिलषति वेतनम् वयं तु प्रारम्भिकस्थरे तावत् पञ्चविंशतिसहस्राधिकं दास्यामः रूप्यकाणि दास्यामः अहं यत् एवं वा तर्हि एकवारं मीटिङ्ग् कृत्वा एवं तथा करिष्यामि भवति एकवारम् अत्र न एकवारम् आगच्छतु अस्माकम् विद्यालयं प्रति वयं पश्यामः एकवारं भवती छात्रान् प्रति एकवारं कथं पाठयति इत्यपि वयं द्रष्टव्यं तथा कुर्वन्ति चेत् अस्माकं सन्तुष्टं भवति एवं प्रायः अद्य तु नवमी अस्ति नवमी दशम्याम् आगच्छतु ह्यः एव आगछ् श्वः एव आगच्छतु एवम् शुभकामणाः